आं भवान् कुत्र अस्ति भोः मादिसङ्कर् नगरी कलोनी गीट्मध्ये वा आं तर्हि आदिशङ्करः कोलोनिमध्ये आगत्य थार्ड् लैन् प्रथमं गृहम् गृहसङ्ख्या दश तत्र आगत्य डेलिबरी कुर्वन्तु